मम प्रदेशे कानि कानि अन्धविश्वासाः सन्ति एकं तु मार्जालः आगच्छति स्थगितम् इति द्वितीयः एकः ब्राह्मणः आगच्छति चेत् अपि स्थगितं तृतीयम् कृष्णः कृष्णवस्त्रम् अपि आगच्छति चेतपि स्थगितम् इतोपि स्नीस् छिक्किका आगच्छति चेत् अपि स्थगितम् आनन्तरं लवणम् स्वीकरणे स्वीकर्तुम् अपि अस् लवणं स्वीकर्तुमपि स्वीकरणीयम् गृहे न आवश्यकम् इतोपि तिलाः कृष्णतिलः स्वीकरणीयं गृहे मा करणीयम् इतोपि